सस्यानाम् उपरि तावत् वातावरणस्य परिणामः अत्यन्तम् परिणामं जनयति यतः अत्यन्तं घर्मकाले सस्यानां कृते जलमत्यन्तम् अपेक्षितं भवति शैत्यकाले तावत् न्यूनजलम् अपेक्षते वृष्टिकाले तावत् आतपस्य अपेक्षा भवति इति सस्यानाम् उपरि वातावरणस्य परिणामः अत्यन्तं भवति न केवलं तावत् कीटानामपि समस्या अत्र वर्तते यतः कीटाः आगत्य पत्रं खादन्ति इति कारणतः तत्र तत्र रन्ध्राणि भवन्ति अतः द्युतिसंश्लेषणक्रिया तावत् सम्यक् न भवति इति कारणतः सस्यानां वर्धनं तावत् सम्यक् न भवति अतः वयं किं कुर्मः नाम अत्र औषधस्य सिंपडनं कुर्मः औषधस्य सेचनं सम्यक् अतः अत्र वयं कुर्मः इति कारणतः सस्यानां वर्धनं तावत् सम्यक् भवति तत्र भिन्न भिन्न जनाः वदन्ति इदम् औषधं स्थापयन्तु अथवा एवं द्रव्यं स्थापयन्तु गोमयं स्थापयन्तु गोमूत्रं स्थापयन्तु अथ गोमूत्रस्य सेचनं सम्यक् कुर्वन्तु इति वदन्ति अतः वयं गोमयादीनां सेचनं सम्यक् कुर्मः इति कारणतः समस्याः निवारिताः भवन्ति अत्र पुनश्च जलमपि वयं काले काले स्थापयामः इति कृत्वा तथा क्लेशाः न अनुभूयन्ते कीटानां मारणार्थं तावत् औषधस्य सेचनम् एव कर्तव्यम् अन्यः उपायः नास्ति अतः वयं सप्ताहे अथवा मासे एकदा सस्यानां कृते औषधस्य सेचनं सम्यक् कुर्मः